यदि मया चित्रनटेन सह व्यक्तिगतरूपेण मिलितुम् अवक्कशः लभ्यते चेत् अहं चार्लिच्याप्लीन् मिस्टर् बीन् अपि च अक्षय् कुमार् निकटे अहं मिलितुं इच्छामि किमर्थं नाम यदि मिलामि चेत् तेषां निकटं किं पृच्छामि नाम भवन्तः कथम् एवं नाटकं कुर्वन्ति कथम् अन्येभ्यः यथा हासः आगच्छेत् तथा नाटकं कृत्वा दर्शयन्ति भवन्तः कथम् एवं आक्ट् इम्प्रेशन् यच्छन्ति इति एतत् सर्वं पृच्छामि इदं सर्वं पृष्ट्वा किमर्थं पृच्छामि इत्युक्ते मया अपि तथा तथैव अन्येभ्यः यथा सुखं भवेत् तथा हासयितुं प्रयत्नं कर्तुम् इच्छामि